शास्त्राध्ययनकाले न्यूतनः छात्रान् कृते शब्दरूपाणि धातुरूपाणि च सन्ति तेषां कण्ठस्थीकरणम् अत्यावश्यकम् अस्ति अनन्तरं छात्राः यस् श् शास्त्रं पठितुम् इच्छन्ति तस्य शास्त्रस्य प्राथमिकम् ज्ञानमपि आवश्यकं यथा शास्त्रस्य कर्ता कः तस् तस्मिन् शास्त्रस्य यः प्राथमिकपुस्तकानि सन्ति तेषामपि अध्ययनम् अत्यावश्यकम् अन्त अनन्तरं तस्मिन् शास्त्रे क तत्सूत्राणि वर्तन्ते तस्य तस्य अपि कण्ठस्थीकरणम् आवश्यकं वर्तते अनन्तरं यदि व्याकरणछात्रः चेत् सन्धिः समासः इत्यादिकं कण्ट् इत्यादिकं पठितुम् अत्यावश्यकं वर्तते अनन्तरं साहित्यछात्रः छात्रः चेत् रसाः कति तेषां कथम् उपयोगं करणीयम् अथवा अत् इति अत्यावश्यकम् अत्यावश्यकं वर्तते अनन्तरं च ज्योतिषशास्त्राः सन्ति तेषां कृते ग्रह ग्रहाणां प्राथमिकं ज्ञानम् आवश्यकम् अनन्तरम् यत् नक्षत्राः वर्तन्ते तस्यापि ज्ञानम् आवश्यकं दर्शनछात्राणां कृते साङ्ख्यानां योगानाम् वेदान्तमीमांसानामपि ज्ञानम् आवश्यकं वर्तते न्याय वैशेशिकस्य अपि प्राथमिकं ज्ञानम् अत्यावश्यकं वर्तते